अहं योगाभ्यासं प्रतिदिनम् अर्धघण्टापर्यन्तं करोमि प्रातः प्रातः योगाभ्यासं योगाभासं कर्तुं मम मनः मोदते प्रथमतया किञ्चित् श्वासोश्वास कार्यक्रम योगः क्रियते एवम् अङ्गाङ्ग विकासनार्थं किञ्चित् योगः क्रियते ततः सूर्यनमस्कारः सूर्यनमस्कारानन्तरं किञ्चित् योगासनानि करोमि अतः प्राणायामः एवं कपालभाति इत्यादि प्राणायाम प्राणायामेषु बहुविभागाः सन्ति किल तादृशान् किञ्चित् अभ्यासं करोमि तदनन्तरं दश कि न्यूनातिन्यूनं दश द्वादश अथवा विंशतिनिमेषपर्यन्तं ध्यानमपि करोमि एवं योगाभ्यासेन मम मनसः आरोग्यं वर्धते इति मम अनुभवः अस्ति धन्यवादः